अन्यभाषाणां प्रभावः संस्कृतस्य कृते द्विधातुः खड्गः अभवत् यद्यपि तया वाच्यभाषारूपेण अवनतिः अभवत् तथापि प्रादेशिकभाषासु व्यापकप्रभावे अपि योगदानं दत्तवान् स्वकीयानां शब्दावाणीनां समृद्धीकरणं च कृतवान् अन्यभाषाभिः संस्कृतस्य आकारः कथं कृतः इति अवगन्तुं दक्षिणः आशियां ततः परं च तस्य जटिल इतिहासस्य स्थायीविन्यासतां च प्रशंसितुं महत्त्वपूर्णमस्ति अद्यत्वे संस्कृतस्य सांस्कृतिकसाहित्यविरासतायाः कृते अध्ययनं वर्तते तस्य वाच्यरूपस्य पुनरुत्थानाय प्रयत्नाः परन्तु अस्य प्रभावः मुख्यतया आधुनिकभारतीयभाषाणां शब्दावलिषु साहित्यशैल्यां च दृश्यते यत् तेषां साजीकृतानाम् ऐतिहासिकसांस्कृतिकमूलानां काडिरूपेण कार्यं करोति इति मम मतम् इति मम मते अन्यभाषाप्रभावेण संस्कृतभाषाप्रयोगे परिवर्तनं जातमस्ति